सर्वकारीयव्यवस्थासु दीयमानाः सेवाः उत्तमाः सन्ति अहं सर्वकारीयचिकित्सालयं गन्तुम् इच्छामि किन्तु तत्र सम्मर्दः अधिकः भवति सम्मर्दकारणेन अस्माकम् अधिकः समयः गच्छति अस्माकं समीपे यावान् तावान् समयः न भवति वयं स्वायत्त चिकित्सालयं गच्छामः तत्रापि उत्तमाः व्यवस्थाः भवन्ति एव किन्तु सर्वकारीयव्यवस्थायाम् अपि सर्वकारीयव्यवस्थायाम् अपि उत्तमाः व्यवस्थाः भवन्ति तत्र यः वैद्यः भवति सः सर्वेषां साहाय्यं करोति एव सः अधिकं मूल्यं स्वीकरोति सर्वकारीयव्यवस्थायाम् अधिकाः अधिकम् अधिकं धनस्य आवश्यक्ता न भवति किन्तु स्वायत्त चिकित्सालये अधिकं धनं गच्छति किन्तु समयकारणेन एव वयं स्वायत्तसंस्थायां गच्छामः